मया आन्द्रास्पैस्तः मसालादोसा आनितुं निर्देशितं तत्र यः प्रापकः अस्ति नाम तत्र आपणक आपणात् नाम जल आप आपणात् जलप्रपाणकआपणात् आनीय मत् प्रकोष्ठे यच्छति सः आनीय माम् दूरवाणी कृतं दूरवाणी कृत्वा मम प्रकोष्ठस्य पार्श्वे वा आनीय दत्तवान् तस्य तु व्यवहार उत्तम अस्ति समये नु अ समये आनीत् आनीय दत्तवान् परन्तु तत्र एकः न्यूनता जायते सः हिन्दीभाषायां किञ्चित् किञ्चित् एव जानाति हिन्दीभाषा अतः भाषायां तस्य किञ्चित् अधिकं हिन्दीभाषा जानाति चेत् उत्तमं भवति एवं च भोजनस्य विद् विषये वदामः मसालादोसा इति भोजनं तु गुणवत्ता उत्तमम् अस्ति तत्र किमस्ति इत्युक्ते क्वाण्टिटी वदामः तत्तु तदपि उत्तमं सम्यक् अस्ति एवञ्च तत्र सूपः किञ्चित् न्यूनम् आसीत् इतोपि अधिकं वर्धनीयम् एवञ्च किञ्चित् तर् तक्रम् अपि देयम् इति